मम प्रदेशे वातावरणं तु मिश्रवातावरणं तत्र षड् ऋतूणां एव अनुभवः भवति यथा ग्रीष्मकाले तथैव च शीतकाले एवं प्रकारेण वर्षाकाले अपि अहं बहुघर्म अतिवृष्टिः अतिशैत्यं वा अनुभवामि किन्तु तत्र विविधकाले विविधसमये च तस्य अनुभवः भवति यथा ग्रीष्मकाले अधिकतया रौद्रस्य तापः अनुभवा तापं अनुभवामि पुनश्च शीतसमये शीतम् अपि अधिकम् अधिकतया अनुभवामि एवं प्रकारेण वर्षाकाले अपि अधिकतया वृष्टि अपि अस्माकं प्रदेशे भवति वर्षाकाले अत्यधिकं वृष्टिः भवति एवं च वर्षाकाले शीतोष्णयोः समिश्रं अपि अनुभूयते वसन्तकाले अपि शीतग्रीष्मयोः सम्मिश्रणं च दृश्यते एव अनुभूयते च मम जीवनकाले वातावरणस्य परिवर्तनं भूयशः परिलक्षितं आदौ ग्रीष्मकाले उष्णस्य प्रभावः न तथा आसीत् किन्तु अद्यतने काले उष्णस्य वृद्धिर्भवति एवं शीतकाले यथा शैत्यं नानुभूतं पूर्वं तु शीतकाले यथार्थरूपेण शीतम् अनुभवति किन्तु अद्यतने काले उष्णस्य प्रभावात् शीतस्य अनुभवः न तथा भवति वर्षाकाले च वृष्टिरपि न तया सम्यक्तया न दृश्यते